जि नमामि

मया सह अन्यः अपि सन्ति षड् जनाः अतः तानपि अह् जि किन्तु य ह तत्र रात्रौ स्थातुम् अपि व्यवस्था अस्ति वा जि तत्र धनं किम् अधिकम् अस्ति वा यत् धनं विषये किं तत्र अध् अधिकमस्ति वा न्यूनमस्ति धनम्

हा किं द्वितीयमस्ति हा अहम् अहमस्मि हिमाचलतः अस् इदानीं म अत्रत्य भोजनं कर्तुं किञ्चित् तथा न शक्नोमि न कर्तुं शक्नोमि अतः किं उत्तरभारते ह जि

अस्तु जि जि इदानीमेव आगच्छामि जि इदानिमेव जि अस्तु अद्य आगच्छामि जि जि